हा हरिः ओम् अग्रजः हा नमस्ते अग्रजः अहम् इदानीं पर्यन्तं दशमकक्ष्यापर्यन्तमपि पाठितवती अद्य अद्य अष्टमकक्ष्यां प्रति अवधिं स्वीकृतवती हा अग्रज सत्यम् मास्तु सम्यक् अस्ति अग्रज परन्तु बहु वर्षाणि अभवन् अहम् एतावद्वर्षं प्रति कुत्रपि न पाठितवती स्म इदानीं किञ्चित् कारं प्रति का कारणं प्रति पुनः पाठयितुं प्रारम्भं कृतवती तत् प्रति एतद् समस्याम् उद्भवः अभवत् इति चिन्तयामि सत्यमग्रज सत्यं सत्यमग्रज अहं पुस्तकानि सन्ति मम समीपे तद् दृष्ट्वा एव अहं सर्वं मम प्रिप्रेषन् करोमि इदानीं तेषाम् अर्थः न भवति अस्ति इत्युक्ते पञ्चमकक्ष्यादारभ्य पाठयितुम् इच्छामि प्रथमं पञ्चमकक्ष्यानन्तरम् अष्टमकक्ष्या दशमकक्ष्या बालिकानां पाठयितुं मह्यं पुनः विश्वासमपि बहु आगच्छति इति चिन्तयामि अग्रज

हा तदपि सहायमबवत् अग्रज मे बहु एव सहायमबवत् परन्तु अहम् इदानीमारभ्यः सम्यक् पठित्वा तेषां पाठनरीतिं पाठनं सम्यक् करोमि इति चिन्तयामि अग्रज हा तदपि सत्यं हा अग्रज आम् अग्रज हा सत्यमग्रज ह्म् आम् अस्तु अग्रज हा आम् अग्रज

हा अग्रिमम् अग्रिमावधि आरभ्य हा आम् अग्रे तदपि सत्यम् इदानीं किं करोमि इत्युक्ते अहं पाठं प्रारम्भं करोमि खलु प्रार समाप्यानन्तरं तेषां पृच्छामि किं वा बहुजनानां प्रश्नः अस्ति वा इति पृच्छामि पुनः अग्रिमवधावपि गत वासरे गतावधौ किं कृतवती तदपि तेषां पृष्ट्वा अग्रिमम् पाठं प्रति गन्तुम् अहम् इच्छामि अग्रज एव एतत् समस्यां पुनः न उद्भवति ततः अहं पाठयामि तद् प्रमाणम् अहं करोमि अग्रज तथा किं वा तथा किम् अवश्यकम् तथा किम् आवश्यकमासीत् अहमेव आगत्य पृच्छामि अग्रज इदानीं किमपि तथा अवश्यकता नास्ति अहं चिन्तितं रीत्या किमर्थम् इत्युक्ते एतत् सैन्टिफिकलि प्रूवन् अस्ति वयं फ़ोर्टि फ़ैव् मिनिट्स् अधिकं फ़ोर्टि फ़ै मिनिट्स मोर् दान् तर्टिफ़ैव् मिनिट्स् पाठितवत्यः इत्युक्ते तेषां शिरसि न गच्छति अर्थमपि न भवति तत् प्रति एतद् अवधिः किम् अस्ति खलु तदेव मह्यमलं तन्मध्ये एव सर्वमपि तेषां पाठनं पाठनीयं पाठनं कर्तुं अहं सर्वमपि मम मम समीपे ता यावत् शक्यते तावत् प्रयत्नं करोमि तथा किम् आवश्यकमासीत् आसीत् चेत् भवन्तं वदामि पुनः सर्वेषामपि छात्राणाम् एकधैव सर्वमपि अर्थं न भवति खलु कियत् कियत् छात्राः हा कियच्छात्राः भवन्ति हा तेषाम् अवश्यकम् इत्युक्ते प्रतिदिनं ईविनिङ्ग् सायं किञ्चित् किञ्चित् हाफ़् एन् आर् सार्धघण्टा वा तथा अवधिं स्वीकरोमि अवश्यकम् इत्युक्ते हा सत्यं

आम् अग्रज आम् अग्रज आम् अग्रज

अस्तु आम् अग्रज धन्यवादः अग्रज